क्रीडाः अस्माकं सर्वेषाम् अपि मनोरञ्जनं भवति पुनः उद् उद्विग्नता निवारणमपि कुर्वन्ति क्रीडाः यतो हि यदि अहं दूरे एकान्ते एव वसामि चेत् अहं गुरुकुले एव अधीतवान् तत्र बाल्ये एव गुरुकुले अधीतवान् तेन मम बहवः बहु दुःखः भवति पितरौ न स्तः भ्राता नास्ति स्वसा नास्ति मम समीपे इत्यादि विषयेषु अहं बहु दुःखम् अनुभवामि परन्तु यदा अहं क्रीडामि तेन मम मनसि यत् यत् दुःखमासीत् तत् सर्वमपि पलायति क्रीडस्य तावत् सामर्थ्यं वर्तते मनसि यद् यद् वर्तते तत् सर्वमपि अपगच्छति पुनः मनसि यत्किमपि यक्कोऽपि क्लेशः यदि जायते तर्हि झटिति यदि अहम् अन् अन्यत्र बहिः गत्वा क्रीडां करोमि क्री क् क्रीडामि चेत् तत्र अवश्यम् मम मनसि यत् दुःखं भवति यतो या उद्विग्नता जाता तत् सर्वम् अवश्यं गच्छतीत्यत्र न सन्देहः क्रीडा नाम न केवलं क्रिकेट् न केवलं हाकि न केवलं फुड्बाल् अपि तु तस्य हाबि रूपेण तस्य इच्छा रूपेण या या क्रीडा याः याः क्रीडाः भवन्ति तान् अवश्यं यदि सः क्रीड क्रीडति तेन सह उद्विग्नताम् अवश्यं परिहरति तेन अस्माकं बिपि इत्यादिकमपि नागच्छन्ति पुनः तत्र ताः क्रीडाः मनोरञ्जकाः अपि भवन्ति अहं प्रति सप्ताहस्य एकस्मिन् दिने इत्युक्ते भानुवासरे प्रति भानुवासरे बहिः गत्वा क्रिकेट् अवश्यं क्रीडामि तेन मम मनोरञ्जनमपि भवति मनसि यद् उद्वि या उद्विग्नता जाता तदपि अपि गच्छति पुनः जनैः सम्भाषणेन तत्र अस्माकं मनः आह्लादः मनसि आह्लादमपि उत्पद्यते अतः एताः क्रीडाः मनोरञ्जनस्य उद्विग्नता निवारणस्य च उपायत्वेन कार्यं कुर्वन्ति अवश्यम् क्रीडाः